आ नमस्ते उडुपि कार्यालयः खलु हा अहम् सत्यं बेङ्गलूरुतः अत्र तस्य विभागस्य मेनेजर् अस्मि अहं दूरवाणीं कृतवान् तद् अस्मिन् मासस्य तत्र एतत् सेल्स् सर्वं कथं प्रचलति त्रिंशत् लक्ष अस्माकं मासस्य लक्ष्यम् आसीत् खलु इदनीं कीयत् अभवत् आ इदानीं तु सप्ताहत्रयं तु अभवन् इदानीम् एकसप्ताहः एव अस्ति पञ्चशत् दश इतोपि लक्षं साधयितव्यमस्ति अतः किञ्चित् विशेषसमयं स्वीकृत्य तत्र कार्यं कुर्वन्तु लक्षं साधन साधनीयमेव अस्तु अस्तु अस्तु चिन्ता नास्ति अस्मिन् मासे भवन्तः तत्र लक्ष साधनं कुर्वन्ति चेत् अग्रिममासे नूतनजनद्वयं तत्र योजयामः इदानीं भवन्तः कार्यं कुर्वन्तु इदानीं पुनः नूतन अत्र अवसरः अस्ति भवन्तः निरन्तरं मासत्रयं लक्ष त्रिंशत् लक्षं पूरयन्ति चेत् पञ्चदश प्रतिशत तत्र वेतने वृद्धिः अपि भविष्यति अनन्तरम् एक दूरवाणी अपि तत्र तादृश एतत् दूरवाणी अपि तत्र बहुमानरूपेण प्राप्तुं शक्नुवन्ति हा तस्मिन् विषये अहं चिन्तयामि भवन्तः मार्केटिङ्ग् विषये विषये चिन्तयन्तु अस्तु वा तत्तु जन योजनन्तु वयं कारयामः तत् अस्माकं बोधे अस्ति इदानीं तु सम्पूर्णदशमासाः भवन्तः तत्र त्रिंशत् लक्ष लक्षं साधयन्ति चेत् तत्र पदोन्नतिः अपि भवति अन्यान् अपि सूचयतु तत्र अस्माकं किं वस्तूनि सन्ति तानि सर्वाणि तत्र डिस्प्ले अपि भवितव्यं तदा एव अधिकं विक्रयणं भवति नो चेत् तत् कोपि न क्रीणन्ति अतः सर्वदा आपणस्य पुरतः एव प्रदर्शनीयम् एवं वा अस्तु अस्तु तत्र अस्माकं तत्र आपणस्य सङ्ख्या वर्धनमपि करणीयः भवति इदानीं तु तत्र प्रतिदिनं न्यूनातिन्यूनं पञ्चविंशति आपणस्य विसिट् करणीयमेव अस्तु अस्तु तर्हि अग्रिमसप्ताहे आगमिष्यामि तावत् पूर्यं पूर्वं भवन्तः सम्यक् कार्यं कुर्वन्तु अस्तु